हरिः ओम् नमस्ते हा मम कृते केचन आयुर्वेदीय चूर्णानि गुळिकाः तथा द्रवपेषणान्यपि अपेक्षितान्यासन् तत्सर्वं प्रोडक्ट् सर्वं भवतां मेनुफ़ेक्चरेशन् अस्ति इति श्रुतवान् अतः भवतां सम्पर्कं कृतवान् तस्य गूगल् द्वारा प्राप्तवान् ह्म् ह्म् ह्म् ह्म् अस्तु अस्तु मम कृते विशेषेण पाषाणबेदिगुळिका न्यूनातिन्यूनं त्रिंशत् पेटिकाः आवश्यकाः आसन् हा पुनः हा हा हा अस्तु एवमेव

हा अनन्तरम् हिङ्गुलिकारिष्टम् तस्य लीटर् द्वयं यद्भवति तादृशमेकं बृहद् कूपी यदि प्राप्यते तर्हि उत्तमं हा पुनश्च अस्माभिः अपि केचन लघु लघु सस्यानि उत्पाद्य एतत् सर्वं विक्रयणमपि कुर्मः अद्य यदि भवतां कृते अपेक्षितमस्ति तर्हि कृपया अस्मान् सम्पर्कं कुर्वन्तु अस्तु अस्तु हा हा सो एवम् अस्माभिः म्यूचुवल् अण्डर्स्टाण्डिङ्ग् रूपेण यदि एतत् स्वीकुर्मः चेत् भवतां काचित् समस्या भवति इति तथा भवति वा इत्युक्तौ यतो हि भवतां काचित् संस्था भवति अग्रे

अस्तु अस्माकं किं भवतां यद् रिजिस्ट्रेशन् ऐ डी भवति अथवा भवतां एतद् एतत् स्वीकृतसंस्था अस्ति इति यद् रिजिस्ट्रेशन् कृतं भवति मानितम् तस्य किमपि सर्टिफिकेट् अस्ति चेत् एकवारं कृपया एकवारं प्रेषयन्तु तद्वारा अस्माभिः तत्र एच् आर् डिपाट्मेण्ट् डिपार्ट्मेण्ट् मध्ये एकवारं पर्मिषन् स्वीकृत्य अहम् पुनरपि एकवारं सम्पर्कं करिष्यामि

ह्म् हा अस्तु धन्यवादः महोदय